हरिः ओम् हरिः ओम् हरिः ओं श्वेता भगिनी दीपः अस्मि वदतु आम् आम् आं सत्यं सत्यं भगिनी अहं चिन्तितवती इदानीं संस्कृतस्य प्रसारः चलति अतः योगद्वारा संस्कृतम् इति विषयं चिन्तितवती तत्र मम चिन्तना किमस्ति इति वदामः चेत् अत्र बहूनि योगशालाः सन्ति बहु योगः यो योगस्य शिक्षकाः शिक्षिकाः च सन्ति परं ते सर्वे तु योग् योगस्य विषये तु सम्यक् आसनं कथं करणीयं तस्य तस्य विशेषः कः अस्ति कस्यापि किमपि शरीरे वेदना अस्ति चेत् योगं कृत्वा तस्य निवारणं कथं करणीयं तत् तेषां विषयं बहु सम्यक् जानन्ति वदति अपि छात्राः अपि ते कुर्वन्ति परम् अत्र मम अस्ति मम विषयः किमस्ति चेत् योगद्वारा संस्कृतम् इत्यस्य व कारणेन सर्वे योग शा शिक्षकाः शिक्षिकाः यो संस्कृते एव योगाभ्यासं का कारयति यदा यथा

आम् आरम्भे तु इदानीं स शिक्षिकाणां सं सं समूहः समूहे किमपि स्थापनीयं तत्र प प्रथमं तु सम्भाषणसंस्कृतस्य कक्षा च चालनीयमिति चिन्तयामि

सत्यं सत्यं सत्यं सत्यं आम् आम् आम् सत्यम्

सत्यं सत्यं सत्यं तदेव तदेव

प्रति सत्यं सत्यं प्रथमं तु वक्तव्यं प्रथमं तु वक्तुं यदा वक्तव्यं मनसि मया वक्तुं शक्यते इति चिन्तनमागन्तव्यं तत् तत्कारणेन एव प्रथमं प्रथमं तु केवलं सम्भाषणसंस्कृतं दशदिनं सम्भाषणसंस्कृतम् तदनन्तरं यदा योगाभ्यासे ये ये क्र क्रियाः भविष्यति यथा उत्तिष्टतु हस्तं योजयतु हस्तमुन्नयतु तादृशं इन्स्ट्रक्षन्स् तादृशं विषयं तादृशविषयानि अनन्तरम् अनन्तरं सत्यमेव आं तेषां पदानाम् उपयुज्य आं च च आवलीरूपेण अपि दातुं शक्यते तत् तेषां पदानाम् उपयुज्य एका डेमो क्लास् इति अपि कर्तुं शक्यते एतत्तु अस्तु महोदय

ओ बहु उत्तमं धन्यवादः धन्यवादः नमस्कारः पुनर्मिलामः